मम ग्रामसमे तुङ्गानदी इति एका नदी प्रवहति अस्मिन् ग्रामसमीपे तस्य जलबन्धः नास्ति अग्रे अस्ति जलस्य उपयोगः मूलतः कृषिनिमित्तमेव भवति अन्यद् गृहकार्यर्थं स्नानार्थं पानार्थं तादृशं कार्यमेव भवति केचन प्रदेशे लघु मैक्रो हैडल् प्रोजेक्ट् इत्यपि सन्ति इत्युक्ते लघु विद्युत् उत्पादकघटकं तस्य कृते अपि किञ्चित् लघु लघु उपयोगः भवति